हरि ओम्

एतत्त्रिचक्रिकवाहनस्य आपणे

अस्तु वदतु आम् अ अहमस्मि

हरितवर्णः स्टोक् नास्ति भगिनी

आम् रक्तवर्णस्य अस्ति

क्रीञ्च हा अस्ति अस्ति भगिनी अस्ति

आम् अस्ति एतत् त्रिचक्रिकायानम् अस्ति एतत्

ए एकं निमिषम् अहं द्रष्टुं द्रष्टुं वदामि एकनिमिषम्

आम् एलेक्ट्रिक् द्विचक्रिका यानमस्ति किन्तु अधिक्यरूप्यकाणि एतत् आम् भवती एलेकट्रिक् वाहनं वा अथवा

एल् एलेक्ट्रिक् वाहनमस्ति एतद् त्रिचक्रिकायानमस्ति वा त्रिचक्रिकस्य रक्तवर्णं वा द्विचक्रिकायानम् आम् आमां ओ अहं पश्यामि एकनिमिषम् अ अस्ति अस्ति भगिनी अस्ति भगिनी एतत् बहुसुन्दरमस्ति श्वेतवर्णस्य नास्ति हरितवर्णः एतत् आम् नीलवर्णस्य स्टाक् नास्ति भगिनी कतिपयदिनानन्तरं कतिपयदिनानन्तरं स्टाक् आगच्छति

हा सुन्दरमस्ति एतत् सुन्दरमस्ति बहु बहुबालाः एतत् हरितवर्णः त्रि द्विचक्रिकायानं इच्छन्ति एतद्रूप्यक भगिनी पुनः एकवारं वदतु हा हा ग्यारेज् अस्ति हा रिङ्ग् रिङ्ग् भवति हा बहु उत्तमम् एतत् बहु सुन्दरं उच्चैः भवति एतत् आम् हा अस्तु एतत् रूप्यकानि अहं वदामि अहं वदामि एकनिमिषम् अहं चक् करोमि एतत् दशसहस्ररूप्यकाणि अस्ति भगिनी

अस्तु अस्तु अहं गूगल् पे करोति इति न चायस् अस्तु अस्तु यु पि ऐ मध्ये यु पि ऐ द्वारा भवती प्रेषयतु अहं भवत्याः विलासे अहं प्रेषयामि धन्यवादः भगिनी धन्यवादः